भारतदेशस्य आदिकाव्यत्वेन प्रसिद्धं काव्यं वर्तते रामायणमहाकाव्यम् इदं च महाकाव्यं मम जीवनस्य उपरि अतीवप्रभावं जनितं वर्तते कुतः अहम् इमं विषयं वदामि इत्युक्तौ रामायणे न तादृशः विषयः वर्तते यः अन्यत्र उपलभ्यते अर्थात् अस्माकं जीवनं कीदृशं भवेत् इति यदि वयं द्रष्टुं शक्नुमः अथवा विषयस्य चयनं कर्तुम् इष्यामः तर्हि रामायणकथां समग्रं यदि जानीमः तर्हि अस्माकं जीवनं सुललितं कर्तुं शक्यते तादृशः अंशः महाभारते वर्तते केवलं रामं स्वीकुर्मश्चेत् रामः एव अस्माकं जीवनस्य आदर्शभूतः भवितुं शक्यते रामे विद्यमानान् गुणान् यदि अस्माकं जीवने वयम् आनेष्यामः तर्हि अस्माकं जीवनम् अतीवरम्यं भवति किञ्च आदर्शयुतम् अपि भवति अतः अहं मम जीवने रामायणस्य पुस्तकपठनात् अतीवप्रभावम् अवाप्तवान् अस्मि इति वक्तुं सहर्षम् इच्छामि